अस्माकं गन्तव्यस्तथानानि भारतस्य विशिष्टं लघुनगरम् आसीत् तत्र बहवः जनाः न निवसन्ति स्म परन्तु मार्गे वयं बहुधा नगरेषु लघुनगरेषु च स्थगितवन्तः आसन् अत्र वयं यथा अल्पदिवसाः व्यतिताः व्यतिताः विभिन्नीषु भोजनस्य शाम्पिङ्ग कृत्वा दृश्यति दृष्टं परितः विहारम् कुर्वन्तः यथाभिः बहवः न आसन् एतत् उष्णग्रीष्मकालस्य दिने गुलै मासे जुलै मासे च आसीत् तथा च नगरस्य परितः पर्वतसैन्यक्षेत्रेषु सर्वाणि तृणानि मृतानि श्यामवर्णानि च आसन् समग्ररूपेण भवन्तः आसीत् यत् कस्यापि ग्राम्यस्थानस्य समान्यप्रकारस्य ग्रीष्मकाले भवति परन्तु सुखस्य आनन्दस्य च अभिभूतः मम निकटं मित्रैः सह यात्रां कर्तुं शक्नुवन् यदि शरीरं गृहीतवान् जीवने मम भावनाः दृष्टिकोणः च सकारात्मकरूपेण परिवर्तनेन आसीत् इदम् एव आसीत् यत् अहं सम्पूर्णतया नूतनः भिन्नः व्यक्तिः आसन् प्रतिरात्रम् अहं कृतं मुखं कृत्वा शयनं करोति स्म एकदा रात्रौ ओ वयं मरु